हरिः ओम् नमस्ते महोदय आम् ह श्रुतम् भवान् श्रीवत्सो वा आम् सत्यम् आ श्रुतम् कथमस्ति इदानीं कथमस्ति अ सत्यम् तत्तु ह्यः कृतं खलु भवता आ अस्तु पश्यामि एकवारं सङ्गणके आगतम् इति वा पश्यामि एकवारं निमेषमेकम् हा श्रीवत्सः एन् इति अस्ति खलु रक्तपरीक्षा भीतिः मास्तु कापि समस्या नास्ति तथा न दृश्यते किञ्चित् श्वेतरक्तकणस्य न्यूनता दृश्यते पूर्वं पञ्चदशदिने प्राग् ज्वरमासीत् वा ओ तदेव भवतः रोगनिरोधकशक्तिः अधिकः अस्ति अतः किमपि न जातं तस्येव किञ्चित् पुनः आगतमस्ति चिन्ता मास्तु अहम् वदामि तथा कुर्वन्तु एकं दिनम् अत्र तिष्ठन्ति चेत् बहु उत्तमं दिनद्वयं वा दिनत्रयं शक्यते वा अस्तु गृहे शक्यते खलु अस्तु नास्ति अधिकादिकं त्रीणि दिनानि तावदेव किमपि भीतिः मास्तु अत्रैव अस्ति किञ्चिद् एकवारम् अशक्तता अस्तीति दृश्यते बहु प्रायः एकं वा दिनद्वयं वे सर्वं समाप्यते भवः भवान् स्वस्थः भवति अय् एकं दिनम् अत्र तिष्ठतु एकवारं प्रेक्षणीयं तदेव तदनन्तरम् एकं तस्य ग्लुकोस् इति वदन्ति खलु स्थापयामि तदनन्तरं सर्वं सम्यक् भवति किञ्चिद् अत्रैव औषधं स्थापयामि तस्मिन्नेव सर्वं समीचीनं भवति तदनन्तरं गन्तुं शक्नोति गृहस्थ मूल्कायामेव भवान् सम्यक् भ कर्तुं शक्यते तेन एव अस्तु इदानीम् अत्रेव तिष्ठतु तत्र अहं सूचयामि बहिः तिष्ठतु अहं सूचयामि आह्वयामि एकवारं हा अस्तु

किमपि न भवति शुभं भवति